हरिः ओं भगिनी मम नाम ऐश्वर्या अहम् अहं विद्यार्थिनी अस्मि मम कृते क्रीडाविषये बहु रुचिः अस्ति अग्रिमवर्षे अस्माकं ओलम्पिक् स्पर्धा अस्ति तत्र अहं धावनस्पर्धायां भागं भागग्रहणं करोमि अहं प्रतिदिनम् अभ्यासं करोमि प्रतिदिनं धावामि परन्तु मम कृते कर्तुं न शक्यते शीघ्रमेव आयासः भवति तत्र कीदृशानि आहारं स्वीकर्तव्यमित्येव न ज्ञायते तस्मात् किञ्चित् वदन्ति वा हा भगिनी कदा खादनीयमिति कस्मिन् समये खादनीयं प्रातः अस्तु भगिनी धन्यवादः